मम लघुग्रामः अस्ति लघुग्रामे एवं निर्दिष्टमानक्रीडाङ्गणम् इति नास्ति एकोऽपि बालकाः बालिकाः इदानीं काले तु सर्वे दूरवाणीमेव पश्यन्ति काश्चन अथवा काश्चन बालिकाः बालकाः वा कोऽपि का क्रिकेट् क्रीडितुम् इच्छन्ति अथवा ब्याड्मिन्टेन् क्रीडितुम् इच्छन्ति शटिल् क्रीडितुम् इच्छन्ति वालीबाल् क्रीडितुम् इच्छन्ति तेषां स्पेस्फिक् रूपेण क्रीडाङ्गणं नास्ति यदि कापि कोऽपि क्रीडितुम् इच्छन्ति कृषिक्षेत्रे क्रीडन्ति कृषिक्षेत्रे यदा ते धनं न स्थापयन्ति तस्मिन् समये तु क्रीडितुं शक्नुमः यदा ते धनं धान्यं तत्र स्थापयित्वा कार्यं किमपि कुर्वन्ति चेत् तस्मिन् समये तत्र क्रीडितुं न शक्नुवन्ति अस्माकम् आलोचनम् एवम् अस्ति स्पोर्टस् फण्ड् प्रत् फण्ड् यत् आगच्छति तत् किञ्चित् अस्माकं ग्रामं प्रति आनीय किञ्चित् क्रीडाङ्गणम् इत्यादिकं स्थापयन्ति चेत् बालानां सौलभ्यं रूपेण भवति क्रीडितुम् इति मम आशयः